पारम्परिकं गणः इति नास्ति भाषिकम् इति कृत्वा कन्नडजनः तमिळ्जनः इति गणाः वर्तन्ते आरण्यकः कोऽपि न सन्ति भाषा व्यत्ययः दृश्यते केचन चित्रदुर्गा प्रदेशीयाः केचन हुब्बल्लीतः तेषां कन्नडभाषायां वाक्यरचना भिन्नः वर्तते